छायाचित्रकाराः बहवः सन्ति तेषाम् कार्यम् एव बहु मुख्यं भवति किमर्थम् इत्युक्ते अस्माकं जीवने बहवः कार्याणि वयं कुर्मः तेषाम् छायाचित्ररूपेण दर्शनं भवति चेत् बहु उत्तमाय भवति अतः छायाचित्रकाराः एतत् उत्तमकार्यं कुर्वन्ति छायाचित्रं वयं पश्यामः चेत् मनसि आनन्दः अनुभवामः अतः छायाचित्रकाराः सम्यक् तेषां कार्यं कुर्वन्ति चेत् वयमपि बहु आनन्दम् अनुभवामः छायाचित्ररूपेण वयम् अस्माकं कार्यं द्रष्टुम् शक्नुमः चेत् तत् बहु सम्यक् भवति इति अहं मन्ये